मया अधीतं शास्त्रमस्ति न्यायशास्त्रम् न्यायशास्त्रं तत्र तस्य मुख्यप्रवक्ता अस्ति गौतममहर्षिः वैशेषिकशास्त्रस्य प्रवक्ता कणादमहर्षिः वर्तते प्रसिद्धा इयं गाथा वर्तते काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम् इति न्यायशास्त्रं वैशेषिकशास्त्रञ्च सर्वशास्त्रोपकारकम् इति तु सुविदितमेव तस्य शास्त्रस्य मुख्याः ग्रन्थाः भवन्ति प्रथमतः भवति मणिग्रन्थः तत्त्वचिन्तामणी इति नाम्ना प्रथितः तस्य व्याख्यानं मणिग्रन्थस्य व्याख्यानं दीधितिः इति तस्य व्याख्यानमस्ति तस्य व्याख्यानद्वयमस्ति गदाधरभट्टेन विरचितः गादाधरी इति प्रथिता जगदीशेन विरचिता जागदेशी इत्यपि प्रथिता प्रायः इदानीन्तनकाले प्रायः दक्षिणदेशेषु गदाधरव्याख्यानं नाम गादाधरीपठनसम्प्रदायः बहुत्र उपलभ्यते जगदीशेन विरचिता जागदेशीव्याख्यानपठनन्तु प्रायः उत्तरभारते लक्ष्यते तत्र मुख्याः ग्रन्थाः सन्ति तर्कसङ्ग्रहः न्यायबोधिनी दीपिका तस्य व्याख्या नीलकण्ठी महदेवेन प्रण विश्वनाथपञ्चाननभट्टेन प्रणीता कारिकावली मुक्तावली तस्य व्याख्यानं दिनकरी रामरुद्री च एवं व्याप्तिपञ्चकं चतुर्दशलक्षणी सिद्धान्तलक्षणं सामान्यनिरुक्तिः व्युत्पत्तिवादः बाधः इत्येते ग्रन्थाः अत्यन्तं सुप्रसिद्धाः